मम इष्टतमपुस्तकानि तु बहूनि सन्ति परन्तु तेषु अहं संस्कृतभारत्याः पुस्तकानि बहु इच्छामि इत्युक्ते संस्कृतभारती संस्कृतभारती द्वारा भारती द्वारा प्रकटितानि पुस्तकानि बहुसरलतमा भवति पठितुमपि बहुसुलभाय भवति इति कारणतः अहं संस्कुतभारत्याः प्रकाशनस्य पुस्तकानि अहं पठामि तत्तु इदानीं शालासु संस्कृतम् इति स्वीकृत्य वयं प्रथमकक्षातः सप्तमकक्षापर्यन्तं शालासु वयं संस्कृतं संस्कृतस्य पाठनं कुर्वन्तः स्मः तानि पुस्तकानि संस्कृतभारती इदानीं प्रकाशितानि सन्ति प्रथमकक्षातः सप्तमकक्षापर्यन्तं बहु उत्तमरीत्या सुलभतया संस्कृताभ्यासं कर्तुं बहुसुलभाय भवति इति कारणतः तानि पुस्तकानि अहं बहु इच्छामि तत्र संस्कृतस्य पाठनं कर्तुं पठितुमपि तानि पुस्तकानि बहु सुलभाय भवति अतः तेषां पाठम् एव अहं शिक्षकाणां कृते अहं पाठयामि बहु इष्टं कृत्वा ते पाठयन्ति अतः एतानि पुस्तकानि अहम् अहं बहु इच्चामि